हा नमस्ते अहम् अस्मि हरीशः अत्र हा नमांसि कथं सन्ति इदानीं सर्वं सम्यक् समीचीनंं कुशलम् अस्ति इति अहं मन्ये

अहमपि अत्र सर्वं कुशलमस्मि अत्र इदानीं मम किञ्चित् नूतनं कार्यम् आरब्धमस्ति एकं विषयम् अधिकृत्य अहं पुस्तकं लिखिष्यामि गृहशिक्षणं कथं कर्तव्यम् इति सर्वेषां मनसि अयं प्रश्नः वर्तते परन्तु तत्र भीतिः अपि अस्ति यदि अहं तत्र शालां न प्रेषयिष्यामि परन्तु गृहे एव यदि मम पुत्रः अथवा पुत्रीम् उषित्वा पठनं भवति चेत् तत्र आगामिकाले कश्चित् क्लेशः भविष्यति वा इति सर्वेषां मनसि अयं प्रश्नः वर्तते अस्य प्रश्नस्य समाधानाय अहम् इदानीं पुस्तकं लेखिष्यामि परन्तु तत्र हा कृपया उच्यताम्

एवं हा एवम् हा हा प्रयत्नः हा एवं तथैव करोमि इत्युक्ते एकः प्रश्नः भवति तस्य प्रश्नस्य समाधानं भवति उदाहरणरूपेण एकं प्रश्नं स्वीकुर्मः तत्र कस्मिन् वयसि गृहशिक्षणं तत्र गृहशिक्षणस्य आरम्भं कर्तुं शक्यते इति प्रश्ने सति तत्र अहं किम् उत्तरं तत्र दातुम् इच्छामि इत्युक्ते यदा शिशुः मातुः गर्भे वसति तद् तत्प्रभृतिम् एव तत्र गृहशिक्षणं कर्तुं शक्यते यतोहि अस्माकम् इतिहासे इतिहासपुराणेषु तत्र कथाः सन्ति यत्र यदा अर्जुनस्य पुत्रः अभिमन्युः तत्र गर्भे एव आसीत् तस्मिन् समये एव सः युद्धविशारद् भवति इत्यपि तथा श्रूयते अनेन किं मम इच्छा एवं वर्तते गृहशिक्षणद्वारा अपि अस्माकं नीतिविषयान् अपि अहं बोधयामि इति

हा हा

हा हा सत्यम् हा हा हा एवं समीचीनः प्रश्नः तत्र यदि गृहशिक्षणं पितरौ इच्छतः तर्हि तत्र दायित्वं पितुः शिरसि एव वर्तते इत्युक्ते माता अथवा पिता यः कश्चित् गृहे किञ्चित् कालं तत्र का कालस्य यापनं कुर्यात् अथवा यदि पितरौ द्वौपि बहिः एव कार्यं कुरुतश्चेत् गृहशिक्षणं तु किञ्चित् कष्टं भवति अथवा स्थिरभानुवासरयोः एव किञ्चित् कर्तुं शक्यते यदा अयोः विरामः वर्तते तस्मिन्नेव समये तौ कर्तुं शक्नुतः इत्येव भवति समीचनः प्रश्नः परन्तु यदि इयं स्थितिः वर्तते चेत् सर्वेषां कृते तु गृहशिक्षणं कर्तुं न शक्यते तत्तु सत्यम् तत्र यतोहि दायित्वं महद्भवति यदि पितुः शिरसि दायित्वम् अस्ति इदानीं परन्तु तयोः कृते समयः नास्ति चेत् तत्तु न कर्तव्यं तस्मिन् यदि सन्दर्भे तत्र प्रायेण पुत्रः अथवा पुत्री वा शालां गत्वा एव तत्र अध्ययनं कर्तुम् अर्हतः सत्यं सत्यं सत्यम् सत्यं हा ये इच्छन्ति परन्तु कर्तुं ये भीताः सन्ति तेषां कृते एव तत्र इदं पुस्तकं तत्र उपयोगाय भवति इति अहं भावयामि प्रेरणार्थम् एवम् हा हा

सत्यम् हा धन धनार्जनाय ते किं कुर्वन्ति इति हा सत्यम्

सत्यम्

हा इदानीं तु समयः अतीतः इति सूचितं वर्तते अतः अस्माकं सम्भाषणस्य समापनं भवति इदानीम् एवं हा एवम्